नमस्ते ओ स्वागतं स्वागतम् अस्माकम् अवश्यम् अवश्यम् आगच्छतु आमां भवति आगच्छतु आ अस्माकं भारतीय स्टेट् बेङ्क् इति वित्तकोषे भवत्याः स्वागतम् अस्ति भव भवत्याः कृते सेवां कर्तुम् एव वयम् अत्र स्मः आगच्छतु कृपया अत्र उपविशतु उपविशतु भवति किमपि जलं चायं किमपि पातुम् इच्छति किम् भवतु नूतनखातां उद्घाटयितुम् इच्छति सत्यं किल इदानीम् तत्र साधारणखातां उद्घाटयन्तुम् इच्छति अथवा जन्धन्योजना इति खातां उद्घाटयितुम् इच्छति किम् उद्घाटयितुम् इच्छति ओ उत्तम उत्तमम् तत्र बहवः जन्धनयोजना इति खाताम् एव उदघाटयितुम् इच्छन्ति सन्तोषः अस्माकं सर्वकारस्य पक्षतः सर्वेषां कृते एतत् उत्तमः सौ सौकर्यम् उत्तमम् अस्ति एतत् अस्तु तर्हि एत् एतत् पत्रम् अहं ददामि एतत् खाता उदघाटनपत्रम् अस्ति अकौण्ट् ओपनिङ्ग् फ़ार्म् इत्युच्यते ददातु तेन पत्रेन सह भवती भवत्याः आधार् पत्रमपि ददातु प्रतिकृति प्रतिकृतिं ददातु आधारपत्रस्य प्रतीकृतिं ददातु सर्वं मेलयित्वा ददातु कृपया भवत्याः समीपे स्थापयतु अपि च पेन् इति भवति पि ए एन् पर्मानेण्ट् अकौण्ट् नम्बर् इति उच्यते ए उत्तमं तस्यापि प्रतिकृतिं ददातु भवत्याः छायाचित्रत्रयम् अपेक्षितम् छायाचित्रं त्रयम् अपेक्षितम् एतेन एतत् पत्रं पूरयित्वा ददातु इदानीमेव वयम् उद्घाटयामः एतत् अत्यन्तं सुलभम् अस्ति पश्यामि ओ ओ उत्तमम् उत्तमं भवती सर्वं सम्यक् पूरितवती अन्ये केचन बहु पृच्छन्ति अत्र किं लेखनीयम् अत्र किं लेखनीयम् इति भवती उत्तमा अस्ति सम्यक् पूरीत्वति उत्तमम् उत्तमम् एतादृशाः उपभोक्तारः सन्ति चेत् अस्माकमपि कार्यं सुलभं भवति अस्तु अस्तु तर्हि एतत् इदानीमेव कृपया उपविश्यतु अहम् एतस्य तत्र प्रवेशयित्वा सङ्गणके प्रवेशयित्वा भवत्याः कृते एकं पुस्तकं ददामि खातापुस्तकम् इति अत्र न्यूनातिन्यूनं किमपि धनं न स्थापनियम् अत्र नियमः नास्ति न्यूनातिन्यूनं धनं स्थापनीयम् इति नियमः नास्ति यथेष्टं स्थापयन्तु स्वीकुर्वन्तु एतत् सौकर्यं इदानीं स्थापयतु किन्तु आङ्ग्लभाषया मिनिमं बेलन्स् इति उच्यन्ते तादृशी सौकार्यं कथा अनावश्यकम् अन्यत्र तु अनिवार्यतया प्रतिमासं त्रिसहस्त्रं तु न्यूनातिन्यूनं तत्र न स्थापनीयं भवति ततः न्यूनं नास्ति

रूप्यकं एतत् रूप्यकाणि इति भवति रूपे रूपे इति अस्ति अस्माकं अधुना नास्ति भवत्याः गृह सङ्केतं प्रति आगमिष्यति प्रेषयामः अत्र इण्टर्नेट् अन्तरजाल बेङ्किङ्ग् इत्यादिकं किमपि अपेक्षितं चेत् अत्र वयं कुर्मः उत्तमं तर्हि अहम् अत्र योजयामि तस्य उत्तमम् अस्ति भवती कदापि सति सदा सर्वदा वित्तकोषस्य आगमनं न भवति गृहतः एव सर्वं कर्तुं शक्नोति अतः अस्माकं वित्तकोषस्य एकं ध्येयवाक्यम् अस्ति आङ्गलभाषया वयं किं वदामः इफ़् यु आर् सेटिस्फ़ैड् वित् अवर् सर्विसेस् टेल् अदर्स् इफ़् यु आर् नाट् सेटिस्फ़ैड् टेल् अज़् संस्कृतेन उत्तमं भवती अस्माकं वित्तकोषस्य विषये सर्वत्र वदति इति अस्माकं कृते सन्तोषाय भवत्याः पुस्तकं सिद्धमस्ति स्वीकरोतु कृपया अस्तु धन्यवादः नमस्कारः पुनर्मिलामः